मह्यं भिन्न भिन्न दर्शनानाम् अध्ययने आसक्ति वर्तते किमर्थम् इत्युक्ते भिन्न भिन्न दर्शनानाम् अध्ययनेन तुलनात्मक अध्ययनस्य प्रवृत्तिः अधिकं भवति पुनश्च एकमेव विषयं भवति परन्तु भिन्न भिन्न दर्शनेषु त एकमेव विषय विषयमाधारिकृत्य भिन्न भिन्न दृष्टिकोणैः प्रतिपादितम् अस्ति उदाहरणार्थम् अनुमानप्रकरणम् इति वर्तते चेत् तत्र न्यायदर्शने एकारीत्या प्रतिपादितम् भवति पुनश्च वेदान्ते अन्यरूप् रूपेण प्रतिपादितम् भवति एवं भिन्नभिन्नदर्शनेषु भिन्नभिन्नरूपेण प्रतिपादितम् अस्ति एवञ्च जगतः उत्पत्तिविषये अपि साङ्ख्य शास्त्रे यथा जगतः उत्पत्तिविषये प्रतिपादितम् अस्ति तथा अन्य अन्यशास्त्रेषु न भवति एवं भिन्नभिन्नशास्त्राणां अध्ययनेन एकस्मिन् एव विषये तेषां भिन्नभिन्नदृष्टिकोणाः के के सन्ति इति वयं ज्ञातुं शक्नुमः पुनश्च भिन्नभिन्न दर्शनानां प्रतिपाद्यविषयाः अपि भिन्नभिन्नाः सन्ति केषुचित् दर्शनेषु केचन विषयाः प्रतिपादित न भवन्ति परन्तु अन्यदर्शनेषु ते विचाराः प्रतिपादिताः भवन्ति अतः विविधदर्शनेषु साम्य विष विषयाः के सन्ति भिन्नभिन्नविषयाः के सन्ति किं साम्यं किं भिन् का भिन्नता इत्यादि रूपेण वयम् अनुसन्धानादिकम् कर्तुम् अवश्यं भिन्नभिन्नदर्शनानाम् अध्ययनं करणीयं भवति मोक्षविचारे वा भवतु प्रत्यक्षविचारे अनुमानविचारे शब्दविचारे पुनश्च् यस् यस्य कस्यापि वस्तुनः ज्ञानं कथं भवति घटस्य ज्ञानं कथं भवति इत्यादि रूपेण पुनश्च अनुमान प्रकरणे पश्यामः चेत् न्यायदर्शने पर्वतो वह्निमान् धूमात् इत्यादि पञ्चावयववाक्यैः तत्र तस्य ज्ञानं प्रतिपादितम् अस्ति कदाचिद् इतरदर्शनेशु भिन्नरूपेण तस्य ज्ञा ज्ञानविषये प्रतिपादितं स्यात् तद् कथम् इति वयं ज्ञातुम् अवश्यं भिन्न भिन्न दर्शनानाम् अध्ययनम् अस्माभिः करणीयम् एव भवति इति अहं वक्तुं इच्छामि